यदा मम पितुः दुर्घटना अभवत् तदा गृहे कोपि नासीत् मया एकः एव गृहे स्थातव्यमासीत् अस्माकं पिता चिकित्सालये विश्रामं कुर्वन् आसीत् माता अपि चिकित्सालये एव पितुः परिपालनं कर्तुं जातः यतः गृहे पशवः विद्यन्ते तानि परिपालनं करणीयम् एते सर्वाणि कार्याणि मम कृते कठिनानि अभवत् यतो हि मम माता एतानि कार्याणि कुर्वन् आसीत् परन्तु माता चिकित्सालये विद्यमानत्वात् अहमेव करणीयं गावः खादय् खादितव्यं खादितव्याः परिपालनं च कर्तव्यं तथा च गृहकार्यं कर्तव्यं गृहे कोपि नासीत् अतः अहमेव करणीयं एतान् एतानि कार्याणि किञ्चित्कालपर्यन्तं कृतम् यदि पितुः स्वस्थतया क् स्वस्थतायाः कारणेन समस्याः अन्तर्धानं जातम्